अहं महाभारतं रामायणम् एवम् अस्माकीनाः इतिहासादिकं सम्यगेव अध्ययनं कृतवान् तन्मध्ये देशरक्षणार्थं क्षत्रियाः यथा स्वक्षात्रं प्रदर्शितवन्तः तद्वत् बह्व्यः कथाः मया श्रुता अतः तत्सर्वं सम्यगेव श्रुत्वा श्रुत्वा युद्धकलायां मार्शलार्ट्स्मध्ये आसक्तिः आगता अतः निरन्तरं प्रशिक्षणार्थं प्रेरणा भवन्ति इतिहासे ये महापुरुषाः सन्ति ते यथा भगतसिङ्ग् सङ्गोल्लिरायण्ण एवं प्रकारेण तत्र बहवः महापुरुषाः सन्ति रामायणे आदर्शपुरुषः रामः विद्यते तथा महाभारते दुर्यो अर्जुनः भवति एवं प्रकारेण युद्धकौशलं ये प्रदर्शितवन्तः ते मम गुरवः यथा भवन्ति तथा